मम परिवारस्य सह समयव्यतीतुं मह्यं बहु रोचते परिवारेण सह उपविश्य भविष्यनिर्णयं ग्रहीतुं अहं बहु आनन्दं प्राप्नोमि मम मानसिकविचाराः ये भवन्ति तान् ते सम्यक्तया अवगच्छन्ति तत् अतिरिक्तेन अहं भिन्नं भिन्नं गीतं श्रोतुम् इच्छामि गीतं श्रुत्वा अहं हर्षोल्लासम् अनुभवामि मानसिकसन्तोषश्च प्राप्यते तत् अतिरिक्तेन भिन्नं भिन्नं पुस्तकानाम् अध्ययनं कर्तुम् इच्छामि पुस्तकानाम् अध्ययनेन विषयस्य ज्ञानं भवति उत्तमविचाराः प्राप्यन्ते मैत्रैः सह अटितुम् इच्छामि अहं प्रतिदिनं मम सखिभिः सह बहिः अटितुं गच्छामि तदेव मम प्रियतमकार्यम् अहं पाकं कर्तुम् अपि इच्छामि प्रतिदिनं नूतनं पाकं कर्तुम् अहम् आनन्दम् अनुभवामि दूरदर्शनमध्ये रियलिटि शो द्रष्टुम् अपि मह्यं बहु रोचते